भारतस्य बहुभ्यः अधिकृतभाषाः सन्ति यथा बङ्गभाषा हिन्दीभाषा आङ्ग्लभाषा ओड्याभाषा इत्यादि तद् अतिरिच्य भाष्यमाणाः बह्व्यः अन्याः भाषाः अपि सन्ति यथा तेलगुभाषा कन्नडभाषा अल्जिकिभाषा इत्यादि विश्वे केवलं भारते एव भाषायाः नैकं वैविध्यम् अस्माभिः श्रूयते मन्मते भाषायाः यद् वैविध्यम् अस्माकं देशे दृश्यते तत्तु अन्यत्र कुत्रापि नैव दृश्यते इयम् एव भारतस्य विचित्रता